मम इष्टतमं पुस्तकं तु रघुवंशमहाकाव्यम् तत्र तत् मया पुनः पुनः पठितमपि च तद्विषयं द चलचित्रं चलचित्रं द्रष्टुमपि इच्छामि अहं किमर्थं इत्युक्ते तत्र कालिदासेन बहूनि उक्तानि परं मह्यं तु रघोः वंशस्य वर्णनम् अतीवरोचते किमर्थम् इत्युक्ते तत्र रघुवंशः रघोः वंशस्य दिलीपमहाराज दिलीपमहाराजादयः तत्र अल्पभाषणं वा न नो चेत् कथं वा अस्मिन् सांसारिकजीवने वर्तनीयम् इत्यादि विषयाणां अधिकृत्य कालिदासेन अतीव रमणीयरूपेण श्लोकरूपेण तत्र वर्णितं तत् मह्यं अतीव रोचते न केवलं र रघुवंशः मह्यं तु कालिदासस्य मेघसन्देशमपि मम अतीव रम्यं भवति तत्र रा मन्दाक्रन्तवृत्तेन सर्वं लिखितं मन्दाक्रान्तवृत्तन्तु मम इष्टतमः छन्दः